मम क्षेत्रे वर्षेषु चिकित्सालयेषु श्वासव्यवस्थासु च महती उन्नति अभवत् तेषाम् आधारभूतसंरचनायाः प्रौधोग्रियाः चिकित्साविशेषज्ञातायाः च दृष्टा सुधारः अभवत् परन्तु स्वास्थसेवा सुलभता अद्यापि केषाञ्चन जनानां कृते अव्यहानं भवितुम् प्रभवति विशेषतः दूरस्थे श् स् क्षेत्रेसु अथवा समीपे सन्तानयुक्तानां कृते स्वास्थसेवा सर्वेषां कृते शुलभा भवतु इति प्रयत्नः क्रियन्ते परन्तु अद्यापि कार्यं कर्तव्यम् अस्ति महामारिकाले स्वास्थ्यसेवा व्यवस्था अपूर्वचुनौक्त्यस्य समानां कृतवती चिकित्सालयाः अभिभूताः आसन् स्वास्थ्यसेवाकर्मचारिणः अपि प्रभावितानां परिचयार्यै अथवा कार्यं कृतवन्तः सर्वेषां कृते कठिनः समयः आसीत् परन्तु यत्तया सुदृढस्य सुजनस्य च स्वास्थ्यसेवाव्यस्थायाः महत्वम् अपि प्रकाशितम् अस्माकं क्षेत्रे स्वास्थ्यसेवासुधार्थं कतिपयेषु प्रमुखक्षेत्रेषु ध्यानं दातुम् अत्यावश्यकं विशेषतः अल्पसेवाप्राप्तक्षेत्रेषु स्वास्थ्यसेवासु सविधानं साङ्ख्यं वर्धयित्वा सुलभतया सुधारं भविष्यति स्वास्थ्यसेवामुल्ये चयनानां प्रौढयुक्ता च निवेशे च प्राचीनाः गुणवन्ताः वर्तते